हरिः ओं नमस्ते ओम् अवश्यम् भवती का ओके

अस्तु

ओ मै गोड् अस्तु ओके

हा अवश्यं ददामि भगिनि मम संस्थायां भवत्याः गृहे जनान् आहूय शिक्षणं ददातु वदति चेदपि तद् चलति न शुनकमेव अत्र आनीय त्यजन्ति चेदपि वयं शिक्षणं दत्वा आपास् भवत्याः कृते एव शुनकं दद्मः तत् भवती इदानीं वदतु शुनकं त्यजति वा नो चेत् अस्मान् आह्वयति वा किमर्थम् ततः वा

तर्हि भगिनी गृहे आगत्य शिक्षणं दातव्यम् इत्यक्ते मम संस्थायां दशजनाः सन्ति भवती यदि बालिकान् इच्छति वा बालकान् इच्छति वा शिक्षणं दातारन् तत् वा इदानीं सप्ताहे एकं दिनं पर्याप्तं वा आसप्ताहम् आवश्यकं वा किमर्थम् इत्युक्ते एकं दिनम् इत्युक्ते एकशुल्कमस्ति दिनद्वयम् इत्युक्ते अन्यथा भवति दिनत्रयम् इत्युक्ते तदेव भिन्नम् अस्ति आसप्ताहः इत्य इतोपि चिन परिवर्तनमस्ति अतः शुकदानस्य विचारे भवत्याः सामर्थ्यं कथमस्ति अहं न जानामि तद् किं मार्गदर्शनतः वा नो चेत् हैब्रिड् एतादृशं वा गतं वा इदानीम् एकं दिनम् इत्युक्ते एकसहस्रं दातव्यं भवति किमर्थम् इत्युक्ते सा श्वानाः कुत्रापि मलिनं करोति चेदपि ते एव स्वच्छं कुर्वन्ति नयन्ति आनयन्ति पाठयन्ति

अवश्यं ते यच्छन्ति अवश्यम् यच्छन्ति परन्तु शुल्कम् इत्यादि अधिकमेव भवति एकस्मिन् दिनस्य इति एवं चार्ज् क्रियते एकं दिनस्य एकसहस्रं दातव्यं किमर्थमित्युक्ते तेषां गमनागमनस्य भोजनस्य व्यवस्था एतादृशं सर्वमपि मिलित्वा अहं वदन्तः अस्मि दिने सहस्रं दातव्यं भवति अत्र आनय त्यजति चेत् किञ्चित् रिडक्षन् भवति न्यूनं भवति

प्रातः नववादने आगच्छन्ति चेत् सायं पञ्चवादनपर्यन्तमपि श्वानेन सा पषित्वा पाठयित्वा पञ्चवादनं यथा आफ़ीस् जनाः गच्छन्ति तथा गच्छन्ति भोजनस्य एव स

नास्ति भगिनि तद् स्पेशल् चाइल्ड् अस्ति अतः वदन्ति अस्मि घण्टात्रयं पर्याप्तं वा घण्टात्रये तस्य श्वानस्य बहिर्गमनस्य शौचालयगमनस्य आवश्यकतया एव नास्ति न करोति तर्हि कथं पाठनीयं विनाकरणमीति शौचालयं दर्शयामः चेत् लाभः किं तस्य यदा शौचं कर्तुम् अनुमतिः आवश्यकी समयः भवति चेत् तथा बोधयितुं शक्यते

आ हा

तथा वा भगिनि परन्तु भवत्याः अनुकूलनिमित्तम् एकं विचारं सूचयामि तं तादृशः श्वानः गृहे एकाकिनः स्थित्वा यदि अभ्यासं करोति चेत् अधिकमेव समयं स्वीकरोति भवत्यापि धनव्ययः भवति इदानीं गणे समूहे त्यजति चेत् अत्र संस्थायां तादृशाः शुनकाः बहवः सन्ति अत्र अनीय यदि भवति त्यजति चेत् तैः सा शीघ्रं सा अभ्यासं करोति

ततः वा

अस्तु भगिनि भवती प्राणीदयायां बहु अनुरक्ता अस्ति अहं धन्यास्मि तादृशजनाः एव वयं सर्वदा पश्यामः अस्माकं सौभाग्यं भवत्या सम्पर्कं कृत्वा अवश्यं देवाः रक्षतु धन्यवादः शुभंभवतु नमस्ते नमस्ते